अस्माकं प्रदेशे आधिक्येन सर्वेऽपि जनाः कृषिमेव कुर्वन्ति अत्र पूगीफलम् एवं काफ़ी तत्सर्वमपि अत्र वर्धितं भवति एवमेव अत्र व्रीहिः अपि वर्धितं भवति अस्माकं प्रदेशे तावत् यन्त्रशालाः तु न सन्ति तस्मात् सर्वेऽपि एवं कृषिकार्ये एव मग्नाः भवन्ति केषाञ्चन जनाः तेषाम् अन्यद् ज्ञानं किमपि भवति चेत् अर्थात् केचन सङ्गीतम् अत्र जानन्ति ते सर्वे सङ्गीतकार्यक्रमान् कुर्वन्ति एवमेव केचन विद्यावन्तास्सन्ति ते सर्वेऽपि अन्येभ्यः बोधयन्ति केचन वेदमधीतवन्तस्सन्ति ते सर्वेऽपि पौरोहित्ये निमग्नाः भवन्ति केचन देवालयेषु पूजां कुर्वन्ति एवमेव अन्ये जनाः के केषाञ्चन तु अस्माकं प्रदेशे अन्ये ये भवन्ति तेषां सहायमाचरन्ति यथा कृषिकार्येषु स् साहाय्यमाचरन्ति किमपि गृहकार्यं भवति चेत् तत्रापि सहायमाचरन्ति इत्येवं सर्वेऽपि स्वकीयं स्वकीयं बुद्धिमनुसृत्य यत्किमपि तेषां ज्ञानं भवति तत्र निमग्नाः भवन्ति कार्येषु एवमेव पुनः केचन भवन्ति ते